प्राचीनभारतीयदर्शनेषु अन्यतमः अन्यतमं शास्त्रं दार्शनिकं दर्शनशास्त्रं वर्तते पूर्वोत्तरमीमांसा इति तत्र पूर्वमीमांसा उत्तरमीमांसा इति विभागः प्रथमं तावत् उत्तरमीमांसायाः विषये वदामि तत्र उत्तरवीमांसा वेदान्तरूपेण इत्यपि इत्यपि नामान्तरं वर्तते अद्वैतवेदान्तः इति तत्र प्रमुखं तत्र अनेके वेदान्तविषयाः सन्ति उदाहरणं ये विशिष्टाद्वैतवेदान्तम् अनन्तरं शक्त्यात् शक्तिविशिष्टाद्वैतवेदान्तम् अनन्तरं द्वैतवेदान्तम् अद्वैतवेदान्तम् इति विभागः तत्र मया तावत् अद्वैतवेदान्तस्य अध्ययनं क्रियमाणं वर् वर्तते अद्वैतवेदान्तस्य प्रवर्तकाः सन्ति श्रीमत् शङ्करः भगवत्पादाः ते अस्य अद्वैतवेदान्तस्य प्रवर्तकाः सन्ति अद्वैतवेदान्ते तावत् जीवः अनन्तरं परमात्मा इत्युभयोः एकत्वं कल्प्यते एकत्वं कल्प्य अस्माभिः जीवः जीवाः कथं परमात्मं प्राप्य परमात्मभावं प्राप्तुं शक्नुवन्ति इति विषयः इति विषये तत्र प्रतिपादयितुं वर्तते तत्र एकजीववादः अनन्तरं नानाजीववादः बिम्बप्रतिबिम्बवादः इति अनेके विचाराः सन्ति एवञ्च कथं धर्मार्थकाममोक्षयोः पुरुषार्थानां अत्र समन्वयः मनुष्यजीवः मनुष्यस्य जीवने अपि च मोक्षप्राप्त्यर्थं कः उपायाः कथं मोक्षप्राप्तिः भवति इत्यादिकं तत्र वर्णनं प्रतिपादितं वर्तते एवञ्च तत्र शङ्करभगवत्पादाः विवेकचोडामणौ जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः मुक्तिर्नो शतकोटिजन्मसु कृतैः पुण्यैर्विना लभ्यते इति श्लोकं बहूनि श्लोकानि रचितानि तत्र अनेन श्लोकेन मोक्षः कथं दुर्लभं वर्तते कियदुत्कृष्टं वर्तते इति प्रतिपादितमस्ति एवञ्च दर्शनेषु अन्यतमः पूर्वोत्तरम् पूर्वमीमांस् उत्तरमीमांसायाः विषये उक्त्वा विरमामि